अहम् एकं स्कर्ट् स्वीकृतवती आसीत् तत् मह्यं बहु इच्छा अभवत् किमर्थम् इत्युक्ते अहं स्वीकृत्य बहुवारं स्थापितवती तद् किन्तु तत् तस्याः वर्णाः किमपि न अभवत् पुनः तन् मध्ये किं डिज़ैन् आसीत् तदपि बहु सम्यक् अस्ति मह्यं बहु इच्छा अभवत् तत् क्वालिटी बहु सम्यक् अस्ति पुनः बहुन्यूनाति न्यूनदरेण मह्यं मिलितं तत् दरं न्यूनम् अस्ति चेत् अपि तत्र क्वालिटी बहु सम्यक् अस्ति तत् तस्य वर्णः अपि किमपि न अभूत् यद् यथा स्वीकृतवती अहं तत् तथैव इतोऽपि नूतनतया अस्ति